मम क्षेत्रं तिरुमलक्षेत्रं भवति अत्र धार्मिक उद्यो नाम उद्योगावसराः तु बहु सन्ति तत्र युवानां कृते उद्योगप्राप्तौ समस्याः अपि बहु सन्ति किमर्थं नाम युवाः सर्वधा किमपि नूतनम् इच्छन्ति तथा साङ्गणिकविषये इतोऽपि टेक्नालजि विषये बहु ज्ञातुम् इच्छन्ति तत्रैव कार्यं कर्तुम् इच्छन्ति किन्तु अत्र अस्मिन् क्षेत्रे तु तद् न शक्यते किमर्थं नाम अत्र विद्यमानधार्मिक आचार्य आचाराणां तथा अत्र संस्काराणां यथा पश्यामः तत्र साङ्गणिक टेक्नालजि इत्यादयः भवितुम् अर्हन्ति तावत् प्रभावः न स्यात् प्रायः तदर्थम् उत्तम उद्योगप्राप्तौ समस्याः तु बहु सन्ति एव